मनसोल्लासार्थं मम प्रदेशे चलनचित्रमन्दिराणि सन्ति अपि च उद्यानवनानि क्रीडाङ्गणानि अपि सन्ति सामान्यतया क्रीडाङ्गणेषु शुल्कं न भवति तथैव उद्यानवने अपि विशेषक्रीडाः याः भवनस्य अन्तः क्रीडन्ति तत्र शुल्कं भवति यथा बेडमिन्टन् स्क्वेश् इत्यादि चलनचित्रमन्दिरे सप्ताहान्ते अधिकधनं दातव्यं भवति अहं व्यायामार्थं निकट उद्यानवनं गच्छामि किञ्चित् अटित्वा अनन्तरं व्यायामार्थं ये उपकरणानि स्थापितानि तानि अपि उपयोगं कृत्वा अहं किञ्चित् व्यायामं करोमि चलनचित्रमन्दिरे यथा मम इष्टतमचित्रं भवति चेत् तत्र अपि गमिष्यामि मनसोल्ला मनसोल्लासार्थम्